हा मम मि मित्रस्य कृते अहं जन्मदिनस्य जन्मदिनस्य समासयार्थं कविता लिखितवान् तत् उत्कलभाषायाम् आसीत् तस्य कृते बहु आनन्ददायकम् आसीत् सः सम्यक् तत् श्रुतवती तस्यः आकृतेः विषयः अहं लिखितवान् पुनः तस्य व्यवहारस्य विषये अहं लिखितवान् तद् स सङ्गीतं सः तद् कविता सा श्रुत्वा मम आनन्दः भवति जि सर्वे जन्मदिनस्य शुभाशयाः स्टाटस्मध्ये न स्थापयन्ति अहं तस्याः कृते एकः चि एकं चित्रं कृत्वा तस्य तु ब एका कविता लिखितवान् तस्य श्रावितवान् अपि तस्याः कृते तदेव उपहाररूपेण अहं दत्तवान् तद्दृष्ट्वा बहु आनन्दाभवन् पुनः गृहं प्रति गत्वा एव उक्तवान् एतत् मम मित्रेण दत्तमस्ति पुनः अत्र मम रियल् पेस् चित्रमपि अस्ति अधः भागे भवति व्यवहारं पुनहं ते क कवितापि सह कल्पिता अस्ति एतत्तु मम कृते बहु आनन्दम् एव ददाति इति तस्य कृते बहु रुचिकरम् आसीत् तदृष्ट्वापि मम मनसि बहु आनन्दम् आगतम् आसीत् एवं च मम एवमेव बहूनि घटनानि अहं कवितामाध्यमेन लिखितवान् एवञ्च यद् मित्राणां कृते अपि लिखितवान् तेषां कृते अपि दत्तवान् ते तत् सर्वम् आनन्देन स्वीकुर्वन्ति तस्याः कृते रुचितिस्मते माम् वदन्ति इतोऽपि सम्यक्रूपेण लिखितुं शक्नुवन्ति भवान् प्रयासः वा त्यजतु प्रयासः एवमेव पर्वं भवतु एवमेव अस्मि